भारते दर्शनस्य चर्चासमये वयं साधारणतः आस्तिकदर्शनं नास्तिकदर्शनम् इति वर्गीकरणं कृतमस्ति वेदप्रामाण्यं यैः मन्यते तेषाम् आस्तिकदर्शनमिति उच्यते वेदम् अप्रामाण्यम् अप्रामाण्यम् इति ये मन्यन्ते तेषां नास्तिकदर्शनम् इति उच्यते एतद् द्वयोः दर्शनयोः मध्ये अत्यधिका विभिन्नता अन्तरमस्ति किन्तु मतभेदः अस्ति चेदपि सर्वनिष्ठता अस्ति केचन सिद्धान्ते प्रामाणिकता प्रत्येकदर्शने उपलब्धमस्ति एतत् साम्येन प्रत्येकदर्शनस्य विकासः एकः एव भूमिः भारते एव अभवत् इति वक्तुं शक्यते भारतीयदार्शनिकाः संसारं मुक्कयमयम् इति चिन्तयन्ति दर्शनस्य विकासः भारतस्य अध्यात्मिक असन्तोषकारणमेव जातमस्ति चार्वाकान् परित्यज्य अन्ये प्रत्येकदार्शनिकाः आत्मनः सत्तायां विश्वासं कुर्वन्ति दार्शनिकैः साधारणतया आत्मा अमरम् इति विश्वासः कृतः अस्ति कर्म सिद्धान्तं कर्मसिद्धान्तं चार्वाकान् परित्यज्य अन्ये सर्वे दर्शनानि कर्मनियमं मन्यन्ते अतः नास्तिकं नास्तिकदर्शनानि मिलित्वा भारतीयतत्त्वशास्त्रम् इति कश्चन प्रकारः अस्ति अस्तीति दृश्यते